मम समीपे क्लास् क्लासिक् पुस्तकं विशिष्टं पुरातनं पुस्तकम् अस्ति दयानन्दलहरी तस्य नाम दयानन्दलहरी अस्ति तस्य टीकाकारः आनन्दवर्धनाचार्यः अस्ति तत् पुस्तकं मया गुरुक् गुरुकुल् गुरुकुलात् क्रीतम् यदा अ अहम् एकादशकक्षायाम् आसं तदा तद् पुस्तकम् अस्माकं पाठ्यक्रमे आसीत् परं बहु दौर् दौर्लभ्येन तत् पुस्तकं मया क्रीतम्